वस्तुतः कूपात् जलमाकर्षणाय विद्युदोपकरणस्यापि प्रयोगः क्रियते कुत्रचित् ग्रामेषु रज्जुवृषभादीनां प्रयोगाः जनैः क्रियते किन्तु साम्प्रतिके काले विद्युत् व्यवस्था समग्रे प्रदेशे सम्यक्तया सञ्जाता अतः एतत् कार्यसम्पादनाय विद्युत् सञ्चालितयन्त्रम् एव उपयुज्यते